बहवः लेखकाः मित्रैः परिवारैः मार्गदर्शकैः अथवा अन्तर्जालसमुदायैः सह स्वस्य आवनानां सफलतानां च विषये वक्तुं सहायकं मन्यते अहमपि तत् करोमि भवतः सङ्घर्षाणां साचिदाणि भावनात्मकं समर्थनं दातुं शक्नोति तथा च सहायकपरमा परामर्शं प्राप्तुं शक्नोति लेखनकार्यशालासु वा आलोचना समूहेषु वा भागं ग्रहणं बहु मूल्यं प्रतिक्रिया दातुं शक्नोति लेखनं च निरन्तरं कर्तुं प्रोत्साहीतुं च शक्नोति अन्ते प्रेरितस्य स्थातुं कुञ्जि भवतः कृते किं सर्वोत्तमम् इति अन्वेष्टुं भवति भिन्नभिन्न रणनीतिभिः सह प्रयोगं कुर्वन्तु स्वास्थ्यविषये धैर्यं धारयन्तु स्व सफलतमा लेखकाः अपि आत्मसंशयस्य प्रेरणा अभावस्य च अवधिम् अनुभवन्ति इति स्मर्यताम् लेखनं कुर्वन्तु शिक्षन्ते लेखनयात्रायाम् अन्यैः सह सम्बद्धः भवन्तु इति अहम् अत्र वक्तुम् इच्छामि